आम् पाठनसमये कानिचन विनोदविषयान् प्रथमवारं यदा पठितवती तदा उच्चैः हसितवती किमर्थम् इत्युक्ते तस्मिन् पाठे एकहास्यबालकविसम्मेलनविषये आसीत् तत्र लघु लघु बालाः सम्यक्तया स्वसाहित्यं प्रस्तुती कृतवन्तः तद्वर्णनं पठित्वा अहम् उच्चैः हसितवती